मम गृहे सस्यानां लघु उद्यानम् अस्ति तेषान् पालनं रक्षणम् अहं कुर्वती अस्मि मम बहु सन्तोषः अस्ति तेषां पालने मम पादपानां विषये कि किमपि सन्देहाः सन्ति चेत् अहं मम मित्रस्य समीपे पृच्छामि मम मित्रं सः बहु सम्यक् उद्यानं पालयति कथं मृत्तिका स्थापनीया जलं दातव्यं प्रकाशम् आवश्यकं वा न वा एतत् सर्वं सस्यानां विषये सा सम्यक् जानाति तस्य गृहे अपि सम्यक् उद्यानं पालयति इति कारणेन अहं किमपि सन्देहाः सन्ति चेत् तस्य समीपे पृच्छामि इतोऽपि मम गृहस्य समीपे एका नर्सरि अस्ति तत्रापि बहूनि सस्यानि ते पालयन्ति विक्रयणमपि करोति तत्र अपि अहं गत्वा किमपि आवश्यकं चेत् क्रीणामि मम गृहे यदा अहं गृहे न भवामि चेत् मम पुत्रः मम पतिः सर्वे सस्यान् विषये किञ्चित् आसक्तिः दर्शयन्ति पादपानां विषये इत् इतोऽपि अधिकं ज्ञानम् अस्माकम् अन्तर्जाले अपि इदानीम् अस्ति कश्चन जनाः टेरेस् गार्डनिङ्ग् करोति ते सर्वं स्थापयन्ति कथं करणीयम् इति तेषां प्रयत्नः तस्य फलम् एतत् सर्वं ते यूट्यूब्मध्ये अपि दर्शयन्ति तदपि अहं मार्गदर्शनरूपेण स्वीकृत्य मम पादपानां रक्षणं करोमि अन्य किमपि नूतन सस्यान् अपि योजयामः इति अपि काले काले अहम् पश्यती अस्मि